अन्तर्जालद्वारा शिक्षणेन बालकानां बुद्धिः नष्टम् अभवत् प्रथमकारणं ते किमपि लिखितुं न शक्नुवन्ति पठितुं न शक्नुवन्ति प्रथमं बालकानां उपरि कोपि परीक्षकः अवश्यकः ते शृण्वन्ति वा न शृण्वन्ति वा अन्तर्जालमाध्यमेन बालकानां अधिकः आलसः अभवत् अन्तर्जालप्रभावे प्रभावः एवम् अस्ति